आम् पाककरणकार्यशालायाम् अहं भागं गृहीतवति सा कार्यशाला प्रथमा आसीत् अहं बहून् विषयान् पठितवति सा शाला गिरिनगरे एव आसीत् तदा आरभ्य अहम् इतोऽपि बहु सम्यक् पठितुम् इष् इष्टवति यतोऽहि अहं पूर्वं पाकम् अध्ययनं किमपि न कृतवति ततः आरभ्य पाके इच्छा आसीत् भीतिः अपि गता यतः अहं सम्यक् पठितवति बहु कठिनं नास्ति इति चिन्तित् चिन्तितवति कितु पाककरणं कठिनं नास्ति